स्नातकोत्तर अध्ययनसमये वैदिकसाहित्यस्य एकां पत्रिकां पठितवानस्मि तत्र वेदिक्रीडर् इति पुस्तकं स्थापितमासीत् तत्समये भिन्नभिन्न वेदकालीयदेवानां सूक्तानां विषये तद् महत्त्वं च अधीतम्